मम प्रदेशे महत्वपूर्णाः प्रकृतिसंरक्षणस्य उपक्रमाः बहूनि सन्ति अतः तत्र प्लास्टिक् उपयोगः बहु न क्रियते एव अहं तु मैसुरुनगरे निवसामि अतः कारणात् तत्र सा नगरी प्लास्टिक् मुक्ताः मुक्ता इति कथिता वर्तते तत्र शुष्क अवकरः तथा च आर्द्र अवकरः इति भिङ्गटित वर्तते मुनिसिपालिटेः जनाः अपि शुष्क अवकरः आर्द्र अवकरः इति पृथक्तया एव नीयन्ते अतः कारणात् उपक्रमाणाम् साफल्यं लक्षितं वर्तते नैसर्गीकव्यवस्थायाम् अपि तस्य प्रभावः वर्तत्येव